विद्यालयेषु अस्माकं प्रियविषयः चेत् अस्माकं मम स्कूल् डेस् मध्ये क्राफ्ट् पीरियड् अस्ति अहं तत् सम्यक् इच्छामि तत्र सर्वे उपविश्य क्राफ्ट् स्टिचिङ्ग् तादृशं पाठितवन्तः भाषणं कृत्वा हेप्पीगा कृतवन्तः तदर्थम् अहं क्राफ्ट् पीरियड् इच्छामि क अनन्तरं कठिनं चेत् एकः अध्यापकः सम्यक् न वदति चेत् ओ तस्य पीरियड् बोर् इति प्लस् पर्मिष् पनिश्मेण्ट् अधिकं ददाति चेत् किञ्चित् तत् पीरियड् कष्टम् इति अनुभूतवन्तः तादृशं भवन्ति जनाः चिन्तनं अनन्तरं विद्यालये सुखम् अनुभवं चेत् मित्राणि सन्ति तेषां तैः सह भाषणं तादृशम् एञ्जाय् तत् सुखमेव सम्यक् एव तस्मिन् समये अस्माकं तु किमपि बाध्यता अपि न भवति एञ्जाय् एव सर्वदा छात्राः चेत् पठनम् एञ्जायिङ्ग् एव भवति तत् सुखदमयमेव अस्ति